नमस्कारः महोदय मम वचनं स्फ़ुटं सम्यक् श्रूयते इति अम् आशासे महाशयाः एवं एवं वर्तते महोदय एवं क्षणमेकं महोदय अहं दृष्ट्वा वदामि प्रकोष्टस्तु वर्तते महोदय भवताम् आगमनस्य दिनाङ्कः कः एवमेवं महोदय तत्र प्रकोष्टः अस्माकं पार्श्वे उपलभ्यते उपरि गमनार्थे कोऽपि क्लेशः नास्ति खलु भवतां सह कोऽपि वृद्धजनः वर्तते वा महोदये तत्र एकस्य नाम भवद्भिः तत्र किं एकस्य प्रकोष्टस्य मूल्यं तु महोदय एकसहस्रं वर्तते एवं तत्र भवताम् आगमनाय अस्माकं पक्षतः यानमपि दीयते अनन्तरमत्र आगमनादनन्तरं भव् भवतां समयं दृष्ट्वा यदि अल्पाहार अपि अपेक्षते ते चेत् तदपि दीयते प्रकोष्टे अपि भवतां कृते एसि इत्यादिकं तत्सर्वं भवति एकस्मिन् प्रकोष्टे चत्वारः जनाः तत्र भवितुं अर्हन्ति कोऽपि समस्या नास्ति महोदय कोऽपि समस्या नास्ति वयमपि तत्र अवगन्तुं शक्नुमः यतो हि पर्यटनक्षेत्रः वर्तते किल आगमने गमनाय सम् सम् विलम्बस्तु भवति एव तत्तु स्वाभाविकं परन्तु अस्माकं पक्षतः कापि समसा न भवति इतु आश्वासं तर्हि अहं भवतां तत्र नामः लिखामि खलु महोदय महोदय अस्माकमपि तत्र व्यवस्था वर्तते अतः वक्षन् अस्मि भवन्तः तत्र अन्यस्मिन् स्थाने अन्यत्र अपि तत्र प्रयासः कर्तुं शक्यते यत् मया उक्तं सः शुल्कस्तु नाम भवतां कृते अपि अस्माकं कृते अपि सौकर्याय भवति अधिकं मया न उक्तं अनन्तरं भवतां कृते इतोऽपि नाम अ अस्माकं पक्षतः तत्र सुविधाः दियन्ते

आम् आम् आम् आमाम् आमाम् आमाम् अवश्यमवश्यं महोदय एकं कार्यं करणीयं भवति महोदय् भवतां ये ये जनाः अत्र आगमिष्यन्ति तेषां सर्वेषां आधारकार्ड् वर्तते कलु तस्य फ़ोटो स्वीकृत्य अस्मिन्नेव पूट सङ्ख्यायां प्रेषयन्तु इति अहं प्रार्थये आम् आम् अस्तु आं शुभं यात्रा महोदय शुभं भवतु जातं महोदय